चारणसमये वायुगुणप्रकोपः मया तु अत्यन्तम् अनुभूतः अस्ति यतो हि किं भवति चारणम् इति अत्यन्तम् इष्टमस्ति तदा तदा तु गच्छामः तत्तु अनिवार्यमस्ति परन्तु चारणसमये वायुप्रकोपः अत्यन्तं भवति तेन देहे स्वास्थ्यस्य परिवर्तनं भवति यतोहि तादृशः वायुगुणप्रकोपः पूर्वं तु नानुभूतः सपदि यदि तथा परिवर्तनमस्माकं देहे दृश्यते तर्हि तेन जायमानाः क्लेशाः अपि अधिकाः एव भवन्ति शैत्यवशात् महती वायुवशात् कफवशात् इत्यादि एवं क्लेशाः अत्यन्तं समुत्पन्नाः अतः सर्वदा चारणसमये अहं वस्तु बहूनि वस्त्राणि शैत्यनिवारणं निवारणार्थं यादृशवस्त्राणि अपेक्षन्ते तादृशवस्त्राणि यथा शैत्यं न भवेत् तथा नीलगिरितैलम् इत्यादिकं एवं वायुप्रकोपनिमित्तं जायमानाः ये क्लेशाः तादृशं दोषवारणार्थम् आयुर्वेदगुलिकाः एतादृशं सर्वं सर्वदा अहं स्थापयाम्येव